तव क्षेत्रस्य एम् एल् एम् पि अध्यक्षः वा कः अस्ति किं त्वया तैः सह संवादः कृतः तैः सह समर्पणं करोमि इदानीं किं करोति वयं पृच्छामः तव क्षेत्रस्य एम् अल्ले एम् पि अध्यक्षः वा कः अस्ति किं स्मरणीयं तव अस्माकं बन्धुजनाः एं बीमध्ये वयं सुरक्षा करोमि सर्वे जनाः सर्वे जनाः सर्वे जनाः अपृष्टं करोमि अत्यधिकं दर्पणम् आरम्भस्य अधिकता विषये अस्ति सर्वेभ्यः कारणतः ततः अस्माकं कुर्वन्ति इति सः वाचनीयं करोमि इति अस्याः सम्बद्धम् इदानीं करोति वयं तु पठामः तव क्षेत्रस्य एम् एल् एम्बि अध्यक्षः वा कः अस्ति किं त्वया तैः असि कः किं के किं के का सह सम्बन्धः कृतः सः तव अनुभवः किं तव क्षेत्रस्य एम् एल् ए एं पिमध्ये परिचयः वा वेलाम् इदानीं कर्तुं गच्छामि किं त्वया किम् तैः सह संवादः कृतः तैः सह आक्षेपणं कुर्मः आवश्यकं किञ्चिद् आवश्यकं करोमि मां तानेव कार्यवायः कार्यमस्ति प्रापञ्चकसत्यानाम् इदानीं संस्कृतमहोत्सवः इत्यादिकं स्पर्शयन्ति सः आक्षेपं कुर्वामः इति ज्योतिषशास्त्रस्य द्वादशराशयाः सन्ति किञ्चिद् तव क्षेत्रस्य एम् एल् ए अध्यक्षाः केन्द्रीयजनपदाः दृष्ट्वापि मया आक्षेपणं कुर्मः